यदा अहं विध्यार्थिनी आसं तदा मूल्याङ्गानां मूल्याङ्गानां सङ्ग्रहणं कृतवती अनेकस्य राज्यस्य मूल्याङ्गानां मम कृते सन्ति किञ्चित् डबिल् अस्ति चेद् अहं किं करोमि अहं मम मित्रस्य कृते भेजयदि भेजयामि अनन्तरम् अन्यत् स्टेम्प् स्वीकरोति बहु इण्ट्रस्टिङ्ग् होबि अस्ति स्टेम्प् कलेक्शन् अनन्तरं मम गृहे पुरातनवस्तु वस्तूनां सङ्ग्रहणम् अपि सन्ति तदपि अहं सम्यक् इच्छति इच्छामि किमपि मन्दिरं गच्छति चेद् तत्र किं पाषाणखण्डं वा रामेश्वरम् अनन्तरं द्वारका इत्यादीनां पश्यः प्रदेशानां गच्छामि च गच्छ गच्छति चेत् अनेकानां पाषाणकण्डानां सङ्ग्रहणं कृतवती तदपि मम गृहे अस्ति